तवशास्त्रस्य अध्ययनस्य स्वरूपं किम् इति प्रश्नः अत्र कृतः यथाशक्ति तस्य विवरणं कुर्मः प्रथमतः शास्त्राणां मध्ये अस्मिन् काले न्यायव्याकरणादीनि शास्त्रशब्देन कथ्यन्ते यदि किञ्चित् इतोपि पूर्वं गत्वा विचारयामः वेदाः शास्त्रपदेन कथितास्सन्ति अनन्तरं वेदाङ्गानि यानि शिक्षा व्याकरणं छन्दः निरुक्तं ज्यौतिषं कल्पः इमानि वेदाङ्गानि अत्रापि शास्त्रशब्दस्य प्रयोगः अस्ति अनन्तरं ह्म् एवं कश्चन श्लोकः वर्तते अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः पुराणं धर्मशास्त्रं च विद्याह्येताश्चतुर्दश इति अस्मिन् श्लोके अङ्गं वेदानां अङ्गैः सह वेदाः वेदाङ्गानि अङ्गानि इत्युकौ वेदाङ्गानि पुनः वेदाः ततः परं मीमांसा अर्थात् वेदार्थविचारः यस्मिन् शास्त्रे क्रीयते सः ग्रन्थः मिमांसा इति कथ्यते पूर्वमीमांसा उत्तरमीमांसा चेति उत्तरमीमांसा एव वेदान्तशब्देन कथ्यते अनन्तरं न्यायशास्त्रं पुराणं धर्मशास्त्रम् एवं गणनां यदा कुर्मः तदा चतुर्दश विद्यास्थानानि इति संङ्ख्या लभ्यते अर्थात् इमे चतुर्दशविषयाः ज्ञातव्याः सूत्रभाष्यादिरूपेण ते ग्रन्थाः ग्रथितास्सन्ति अनन्तरम् उपवेदाः तत्र आयुर्वेदधनुर्वेदगान्धर्ववेद अर्थशास्त्रभेदेन चतुर्धा विभक्ताः वेदाः उपवेदाः तान् अपि योजयामश्चेत् अष्टादश विद्यास्थानानि भवन्ति सर्वाणि इमानि शास्त्राणि शास्त्राणां मध्ये एकं मुख्यं शास्त्रं वर्तते अहं वेदान्ती भूत्वा कथयामि अतः एवं वदामि इति न चिन्तनीयं सर्वेषामपि शास्त्राणां सर्वेषामपि दर्शनानां दर्शनीयतमं दर्शनं दर्शनीयतमं शास्त्रं भवति वेदान्तशास्त्रम् कारणं इतराः बह्व्यः विद्याः अस्माभिः अन्यैः ग्रन्थैः प्राप्तुं शक्याः किन्तु सर्वैः तैः ग्रन्थैः यः विषयः ज्ञायते सः विषयः अपि अकिञ्चित्करः भवति कस्यांचित् दशायां ते ग्रन्थाः मुख्यं प्रयोजनं न साधयन्ति किञ्चित् लौकिकं प्रयोजनं तु कुर्वन्ति एव तत्र ज्ञानं प्राप्यते तेन अध्यापनं भवति उद्योगः प्राप्यते अथवा अन्यत् किञ्चित् लौकिकं प्रयोजनं सिध्यति किन्तु यद् मुख्यं प्रयोजनं वर्तते किं तत् सुखप्राप्तिः दुःखनिवृत्तिः सुखप्राप्तिर्नाम केवलः लौकिकः आनन्दः इति न यः आनन्दः प्राप्तश्चेत् पुनः तस्य नाशो न स्यात् सः नित्यः आनन्दः स्यात् एवं दुःखं निवृत्तं चेत् पुनः दुःखं न न आगच्छेत् नित्यमेव दुःखनिवृत्तिः स्यात् तर्हि शाश्वतसुखप्राप्तिः शाश्वतदुःखनिवृत्तिः एतदुभयं मुख्यं प्रयोजनम् एतत्तु शास्त्रान्तरेण न सिद्ध्यति अतः वेदान्तशास्त्रमेव शाश्वतसुखं प्रयच्छति आत्यन्तिकदुःखनिवृत्तिमपि जनयति वेदान्तशास्त्रम् इत्युक्तौ अत्र वेदान्तशब्देन प्राधान्येन उपनिषदः अभिप्रेताः सन्ति वेदान्तो नाम उपनिषत् तत्रापि वेदान्तः इति कुतः कथ्यते कर्मकाण्डज्ञानकाण्डभेदेन द्विधा विभक्ते वेदे अन्तिमः भागः भवति वेदान्तः अत्र संहिता ब्राह्मणम् आरण्यकम् उपनिषत् इति चतुर्धा विभागः अपि कृतः अस्ति तत्र आरण्यके ब्राह्मणे वा इमे वेदान्ताः अर्थात् उपनिषदः अन्तर्भवन्ति एवं च उपनिषदः वेदान्ताः किन्तु वेदान्तशास्त्रं प्रस्थानत्रयात्मकम् इत्युच्यते कारणं प्रथमतः उपनिषदः उपनिषदाम् अर्थः तथा सुलभतया न ज्ञायते यद्यपि तत्र कश्चन शब्दार्थः ज्ञायते किञ्चित् वाक्यार्थोपि ज्ञायेत किन्तु तत्र निगूडाः अर्थः कः इति तथा स्पष्टतया नावगम्यते तदर्थम् अन्येपि ग्रन्थाः अवश्यं पठनीयाः तदर्थं भगवद्गीता ब्रह्मसूत्राणि इति इतोपि ग्रन्थद्वयं वर्तते मिलित्वा वदामश्चेत् उपनिषदः भगवद्गीता ब्रह्मसूत्राणि चेति इदं त्रयं प्रस्थानत्रयम् इत्युच्यते प्रस्थानं नाम मार्गः तत्त्वस्य प्राप्तये इमे त्रयः मार्गभूतास्सन्ति प्राधान्यम् उपनिषदाम् उपनिषदामेव सारल्येन अर्थः प्रपञ्चितः अस्ति भगवद्गीतायां अनन्तम् उपनिषत्सु यत्र सन्देहः जायते तस्य सन्देहस्य निवारणाय सूत्रग्रन्थः प्रणीतः ब्रह्मसूत्रम् इत्युच्यते उपनिषदां सङ्ख्यां पश्यामश्चेत् पूर्वं कति उपनिषदः आसन् इदानीं कति उपलभ्यन्ते इति तु एतत् निश्चेतुं न शक्यते उपनिषन्नाम्नां बहवः ग्रन्थाः सन्ति किन्तु अस्मिन् काले दश उपनिषदः प्रसिद्धिं गताः सन्ति तत्रापि कारणं वर्तते श्री शङ्करभगवत्पादैः विरचितं भाष्यम् शङ्करभगवत्पादैः दश उपनिषदां भाष्यं विरचितम् अतः दशोपनिषदः प्रसिद्धाः तावता इतराः उपनिषदः न सन्ति इति न मन्तव्यम् ताः अपि सन्ति अन्याः काश्चन किन्तु एताः शाङ्करभाष्यभूषिताः दश उपनिषदः प्रसिद्धाः अनन्तरं भगवद्गीता भगवद्गीता लोके प्रसिद्दः ग्रन्थः तत्र महाभारतयुद्धकाले व्यामोहं गतः अर्जुनः तम् अर्जुनं निमित्तीकृत्य सर्वलोकानुग्रहाय भगवता कृष्णेन गीता उपदिष्टा पार्थाय प्रतिबोदिता भगवता नारायणेन स्वयं सा गीता भगवद्गीता अस्याः अयं विशेषः संक्षेपेण सारल्येन बहून् विषयान् बोधयति अष्टादश अध्यायास्सन्ति ज्ञानं कर्म भक्तिः ध्यानं संन्यासः अन्ये च केचन लौकिकाः विषयाः एवं च अत्यन्तं संग्रहेण सारल्येन भगवद्गीतायां वेदान्तविषयाः निरूपिताः अयं स्वतन्त्रः ग्रन्थो नास्ति अर्थात् वेदान्तशास्त्रे उपनिषत्सु यः अर्थः उक्तः स एव अर्थः प्रकारान्तरेण अत्र वर्णितः वर्तते सर्वोपनिषदो गावः इति कश्चन गीतायाः आरम्भे पठ्यते श्लोकः तत्र इदं स्पष्टतया ज्ञायते सर्वाः उपनिषदः गावः तत्र श्रीकृष्णः गोपालकः सः क्षीरं दोग्धि किं तद् भवति गीतामृतं सर्वाः उपनिषदः गावः गोपालनन्दनः कृष्णः दोग्धा दोहनं करोति गोः वत्सः भवति अर्जुनः अनन्तरं दुग्धं क्षीरं भुञ्चते अन्ये लौकिकाः जनाः किं दुग्धं लभ्यते गीतामृतम् इति दुग्धं भवति तथा च भगवद्गीता वेदान्तशास्त्रस्य एकः मुख्यग्रन्थः ततः परं विचारयामश्चेत् ब्रह्मसूत्राणि अयं ग्रन्थः युक्त्या उपनिषदाम् अर्थं विचारयति यत्र वेदान्तशास्त्रे अर्थात् उपनिषत्सु सन्देहो जायते तत्र कः अर्थः ग्राह्यः इति आक्षेपसमाधानादिक्रमेण विस्तरेण विचार्य अयम् अत्र निश्चितोर्थः इति निश्चितम् अर्थं दर्शयन्ति ब्रह्मसूत्राणि ब्रह्मसूत्रग्रन्थः चतुर्धा विभक्तः समन्वयः अविरोधः साधनं फलं चेति चत्वारः अध्यायाः सन्ति एवं मिलित्वा उपनिषदः भगवद्गीता ब्रह्मसूत्राणि इति प्रस्थानत्रयम् अनन्तरं शङ्कराचार्यैः विरचितं भाष्यं प्रस्थानत्रयस्यापि भाष्यं वर्तते शङ्करभगवत्पादानां तदुपरि आनन्दगिरिप्रभृतिभिः आचार्यैः व्याख्यानानि लिखितानि ततः परं बहवः आक्षेपाः अपि जाताः तेषाम् आक्षेपाणां निरासाय बहवः ग्रन्थाः आगतास्सन्ति ते च ग्रन्थाः वादग्रन्थाः इति प्रसिद्धाः वेदान्तार्थमेव सारल्येन विषदीकर्तुं केचन लघुग्रन्थाः प्रणीताः प्रकरणग्रन्था इत्युच्यन्ते अनन्तरं स्तोत्रेषु अपि अयं वेदान्तार्थः वर्णितः वर्तते इदं सर्वं वेदान्तशास्त्रस्य स्वरूपं भवति अतः तत्तद् अधिकारी यस्य यत्र सामर्थ्यं वर्तते तदनुसारं तं ग्रन्थं सः पठित्वा अर्थं ज्ञातुं शक्नोति अस्तु एतावता इमं विषयं समापयामः